निरुद्योगसमस्या अस्मिन् भारते राष्ट्रे जेगीयते एव एतस्याः समस्यायाः परिहारार्थं जनैः सर्वकारैः अपि परिश्रमः विधातव्यः एव तत्र प्रथमं निदानं भवति शिक्षणं शिक्षणं विना कोपि उद्योगं प्राप्तुं न शक्नोति शिक्षणेनैव उद्योगः प्राप्यते अतः प्रथमं सम्यक् शिक्षणम् अर्जनीयं सम्यक् शिक्षणं साधनीयं शिक्षिते सति राष्ट्रं उद्योगितं भवति एवम् उद्योगं दातुं सर्वकारः अपि किञ्चित् परिश्रमं कुर्यादेव तत्र नूतनानि क्षेत्राणि तैः सर्वकारैः आविष्कृतानि भवेयुः एवम् आविष्कृते तत्र तत्र सम्यक् जनाः योजनीयाः तेषां पालनादिकं कर्तुं जनैः किञ्चित् ज्ञानं प्रापणे प्रापणीयम् एवं ज्ञानं शिक्षणे सत्येव लभ्यते एवं शिक्षणं दातुं प्रथमं सर्वकारः किञ्चिद् उपक्रमं कुर्यात् एवम् उपक्रमे सति तदुत्तरं तथैव अग्रे कार्यादिकं चलति एवं कार्यादिकं कुर्वन्तः जनाः राष्ट्रस्य आर्थिकम् आर्थिकीं स्थितिम् उन्नेतुं शक्नुवन्ति इति वक्तुमिच्छामि